भारतीयपरम्परयाम् अद्वैतं द्वैतं विशिष्टाद्वैदम् इति त्रयं भवति विशिष्टाद्वैतस्य प्रवर्तकः रामानुज आचार्यः विशिष्टस्य अद्वैतं विशिष्टाद्वैतम् इति तस्य तसमताचार्यः अस्माकं बहु सर्वत्र तस्य विशिष्टाद्वैतप्रचारकः भवति अन्यविषयानपि तस्य विषये एकं वक्तुमेव इच्छामि किमित्युक्ते तत्र त्रिकोष्टियो इति एकं स्थानमस्ति तत्र गत्वा सः तस्य जन्मस्थानं श्रि परंबत्तूर् ततः त्रिकोष्ट्यूर् पर्यन्तम् पादाभ्यां गत्वा गत्वा एव तस्य आचार्यसमीपम् एकमन्दिरस्य उपदेशं प्राप्तुं गतवान् परन्तु आचार्यः अष्टादशवारं गत्वा आगच्छतु गत्वा आगच्छतु इति अष्टादशवारं तं प्रेषितवान् एव पुनः पुनः प्रेषितवान् अष्टादशवारं सः गतवान् तदा एव मन्दिरस्य उपदेशं दत्तवान् तद् यदा रामानुजः प्राप्तवान् झटिति मन्दिरस्य उपरि गत्वा सर्वेषाम् आह्वानम् कृतवान् सर्वे आगच्छन्तु आगच्छन्तु इति उक्त्वा यदा मन्दिरं सः प्राप्तवान् तं मन्दिर सर्वेषामपि कृते दत्तवान् ओम् नमो नारायण इति एकं मन्त्रस्य उपदेशम् सर्वेषां दत्तवान् तत् तस्य कृते यदि रामानुजस्य कृते मन्दिरस्य उपदेशम् पूर्वं तस्य आचार्ययुक्तवान् यदा मम उपदेशं ददामि भवान् किं करणीयम् इत्युक्ते कोपि न ददातु कोऽपि कृते मन्दिर उपदेशं न ददाति उक्तवान् भवान् एतत् सर्वेषां कृते वदति चेत् भवान् नरगमेव गच्छति इति एतत् तदा इति मन्दिरमुपरि गत्वा सर्वेषाम् उक्तवान् खलु यद् आचार्यः उक्तवान् तस्य शिष्यः आगत्य एवमेव रामानुजः किं कुर्वन् अस्ति सर्वेषां भवता दत्तमन्त्रोपदेशं सर्वेषां कृते ददाति इदि आचार्यः आगच्छति मया किम् उक्तं भवान् न वदतु यदि उक्तमेव खलु इति आचार्यः उक् रामानुजः उक्तवान् यदि अहम् एकं नगरं गच्छामि चेत् चिन्ता नास्ति नरगं गच्छामि चेत् परन्तु अन्यान् सर्वान् मोक्षं प्राप्नोति चेत् अस्माकं तदेव लक्ष्यम् इति उक्तवान् तस्य गुणं वैशिष्ट्यं सर्वं दृष्ट्वा आचार्यः बहु सन्तुष्टः रामानुजं प्रति आलिङ्गनमपि कृतवान् एतादृशम् अस्माकं राज्ये मुख्यः रामानुजः एव अस्ति तदानीम् इदानीं तस्य जन्मदिनं जन्मदिनं चित्तिरैमासे तस्य तिरुवादिरै दिने एव तत् इदानीम् अग्रिमरविवासरे एव तस्य जन्मदिनं सर्वत्र भारतदेशे सर्वत्र वयं तत् जन्मदिनम् आचरणम् आचरणं कुर्मः एव